सङ्गीतं नाम केवलम् एका कला न तत् शास्त्रं शास्त्रम् इत्युक्ते शास्त्रस्य अध्ययने किञ्चित् अनुशासनम् अपेक्षितं भवति गुरूणां मार्गदर्शनम् आवश्यकं भवति शास्त्रस्य अध्येता बालः एव भवेत् यथा अन्नम्भट्टेन उक्तं ग्रहणधारणपटुः बालः इति अतः सङ्गीत अध्येता सर्वदा बालः एव भवेत् श्रद्धा अपेक्षिता अस्ति श्रद्धया एव सङ्गीतस्य अभ्यासं प्रतिदिनं कर्तव्यं सङ्गीत अभ्याससमये नूतनं नूतनम् अध्येतव्यं तत्र निखरता अपेक्षिता अस्ति निखरतया सङ्गीतस्य अध्ययनं श्रद्धया सङ्गीतस्य अध्यनं यदा वयं कुर्मः तदा अस्माकं सङ्गीतस् ज्ञानं वर्धते